अहं बहुवारं मम प्रदेशे जलस्य अभावः लक्षितः मम प्रदेशे प्रायः प्रतिवर्षमेव जुन्मासतः जुलैमासपर्यन्तं जलस्य अभावः अधिकः भवति अस्मिन् समये जलं नेतुं ग्रामीणाः जनाः बहुदूरं गच्छन्ति तस्य निवारणम् अधिकं कठिनं नास्ति जलाभावनिवारणार्थं वयं वृक्षारोपणं वृष्टिजलस्य सञ्चयः एतादृशानि बहूनि कार्याणि कर्तुं शक्यन्ते मम क्षेत्रे अपि जलाभावनिवारणाय प्रमुख उपायः अस्ति वृष्टिजलस्य सञ्चयः एवं तस्य प्रयोगः कृषिक्षेत्रे अधिकः करणीयः पुनश्च मम ग्रामस्य समीपे एका नदी प्रवहति तत्र अपि डेम् द्वारा जलस्य संरक्षणङ्कृत्वा ग्रीष्मकाले तद् जलं प्रयोगं कर्तुं शक्नुवन्ति पेयजलं वृथा नष्टं न करणीयम् भूगर्भस्थजलस्य अपि कृषिक्षेत्रे अधिकः प्रयोग न करणीयः एतत् सर्वमपि उपायः वयं जलाभावनिवारणार्थं मम क्षेत्रे कर्तुं शक्नोमि